बैकिंग् आसक्ताः प्रारम्भकाले तु अनेकान् दोषान् कुर्वन्ति तत्र मुख्याः दोषाः भवन्ति ते बैक् चालनसमये मनसि कः भवति वयं तु अत्यन्तं शीघ्रम् यथा गच्छामः तथा एव प्रारम्भिकेषु नाम बैकैङ्ग् बैकिंग् आसक्तेषु प्रारम्भिकाः ये भवन्ति तेषां एतादृशी इच्छा भवति तेन बैक् रैडिंग् अत्यन्तं वेगतया भूत्वा मार्गमध्ये अनेके अपायाः भवेयुः अतः ते अवश्यम् आदौ तैः निवारणीयमेव एतादृशी इच्छा यदि भवति भवति तथा तदा तादृशी इच्छा अत्यन्तम् निवारणीयाः एव अतः बैक्मध्ये बैकर्स् अपि ये भवन्ति ते विशेषतः ट्राफिक् रूल्स् इति ये वर्तन्ते तान् अवश्यं पा बैक् रैडर्स् पालनीयाः इति